ये संस्कृतभाषा न जानन्ति तेषां कृते तु प्रथमरीत्या अभिनयसहितं वक्तुं प्रयत्नं कर्तुं शक्यन्ते तदनन्तरं संस्कृतं तु सर्वेषां कृते मातृभाषा भवति स सर्वासु भाषासु माता संस्कृतम् अतः तेषां भाषां तेषां भाषायां यत् किमपि पदम् अस्ति चेत् तत् उपयुज्य तस्य तुल्यं पदं संस्कृते भवति इति चित्वा तदपि उक्त्वा व्यवहारं त तदपि उक्त्वा भाषणं कर्तुं शक्यन्ते त तदनन्तरं वस्तूनि दर्शयित्वा कानिचन वस्तूनि दर्शयित्वा तदापि तत् दर्शयित्वा अपि संस्कृतशब्दस्य अर्थं बोधयितुं शक्नुमः